मम केरलराज्ये वा प्रदेशे वा समुदायानां मद्ये कोऽबि सङ्कर्षः नास्ति अस्माकं प्रदेशे सर्वे जनाः सहृदेन सौह् सहोदर्येन च जीवन्ति तत्र मम विश्वासः श्रेष्टः भवन्तः विश्वासः नास्ति इति वाचो वा विचारो वा नास्ति सर्वे जनाः तत्र परस्परबहुमानं सहृदं च दत्वा जीवन्ति अतः मम प्रदेशे तादृशाः सङ्कर्षाः नास्ति वयं सुखे जीवामः तत्र ये केचनसमुदायाः न्यूना वर्तन्ते अन्ये समुदायाः तान् सहायं करोति अस्माकं राज्यस्य उत्सवोरस्ति ओणं वास्तविकतया ऐद्येहं तु एकस्य समुदायस्य एव परन्तु अस्माकं राज्योत्सवम् इति स्मृत्वा सर्वे समुदायाः आघोषाः कुर्वन्ति